मम जीवने किम् अतीवमौल्ययुतं भवति इत्युक्ते ज्ञानम् इति वक्तुं शक्यते मम इत्येव न सर्वेषां जीवने ज्ञानं प्राशस्त्यं वहति श्रुतिपरि अत्र वदति ज्ञानेनैव हि कैवल्यम् इति तत्कथं लभ्यते इति चेत् गुरूपदेशेन लभ्यते इति कथयन्ति अत्रापि श्रुतिः वर्तते यथा तद्विज्ञानाय गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इति अत प्राचीनाः सर्वेपि अस्मिन् विषये एव कृतश्रमाः स्वजीवने कृतार्थाः भवन्ति स्म अस्माभिः अपि स एव मार्गः अनुगन्तव्यः बाह्यविषयान् अनुचितान् त्यक्त्वा अस्मिन् विषये यत्नः विधेयः अपि च ग्रन्थाभ्यासः अध्ययनं सर्वदा कर्तव्यम् इति वदन्ति यथा स्वाध्यायान्न प्रमदितव्यम् इति तथा निरन्तरम् अध्ययने भवेत् तेन मनुष्यः स्वावलम्बी भवति